मम ग्रामे विविधरीत्या अन्त्येष्टिसंस्कारम् आचरन्ति तत्र कश्चन समुदायः मृतस्य शरीरस्य कृते अग्निसंस्कारं कुर्वन्ति अन्ये केचन मृतं शरीरं भूमेः खननं कृत्वा तदन्तः मृतस्य शरीरस्य स्थापने अन्यसंस्कारं कुर्वन्ति तत्र कश्चन प्रथाः सामान्याः भवन्ति यथा श्वेतवस्त्रधारणं पूरवकर्म चतुर्थदिनाङ्के शिरोमुण्डनं शुद्धं च श्राद्धाः मच्चस्पर्शः इत्यादयः संस्काराः